हलो अहं सुविशः अहं एकं कार्यानं श्वः चन्नैतः पोण्डिचेरिपर्यन्तं गन्तुं बुक् कृतवान् अस्ति अतः श्वः प्रातःकाले सार्धदशवादनतः प्रस्थानं करणीयम् अस्ति सामान्यं मम सङकेतं पोरसुवाकम् इति चन्नैमध्ये पोरसुवाकम् इति स्थलं तत्र अळगप्पा रोड् तत्र अळगप्पा रोड् समीवं नोबल् हास्पिटल् इति लोकेशन् अस्ति नोबल् हास्पिटल् समीपे आगत्य दूरवाणीं करोतु इतः मया स श्वः प्रातःकाले सार्धदशवादने पोण्डिचेरिपर्यन्तं गन्तव्यम् अस्ति तत्र श्वः द्विवादने एकं फ़ङ्क्शन् अस्ति तत्र भागं स्वीकरणीयमस्ति समयेव भवान् प्राप्नोतु इति मम अपेक्षा अस्ति